अद्य सायं गृहिणी भोजनं न निर्मास्यति वयं चत्वारः स्मः अतः इड्लीडोषा सायङ्काले अपेक्षितं अस्ति एतत् सर्वं भवता प्रेषयितुं शक्यते किं कथ्यते आम् इति मूल्यं कियत् भवति न हि न हि अधिकं भवान् वदति भवतः उपरि मदीयः विश्वासः अस्ति सदैव त्वत्तः एव गृह्णामि डिश्कौण्ट् किमपि करोतु मूल्यं न्यूनीकरणीयं किं वदति भवान् न्यूनीकरिष्यति तर्हि अस्तु अद्य सायङ्काले यत् मया उक्तं तत् आनेतव्यम्